अभिवृद्धिः नाम संवर्धनम् अभिवृद्धौ बहवः अंशाः भवन्ति यथ् यथा आर्थिकाभिवृद्धिः जनसमूहस्य अभिवृद्धिः प्रौद्योगिकाभिवृद्धिः इत्यादयः तेषां सर्वेषां मूलं भवति शिक्षणम् अतः अहं शिक्षणस्य विषये किञ्चित् वक्तुम् इच्छामि यदि शिक्षणं भवति चेत् सर्वेषाम् अभिवृद्धिः भवति यथा अस्माकं पितरः ये आसन् तेषां शिक्षणं तावत् सम्यक् नासीत् परन्तु इदानीन्तन यत् न्यू एजुकेशन् पोलिसि इति शिक्षणम् अस्ति शिक्ष या शिक्षणव्यवस्था अस्ति सा उत्तमा अस्ति किमर्थं नाम यदा अस्माकं पितरः पठन्तः आसन् मुघल आदिकानां बाह्यदेशीयानां पाठः आसीत् परन्तु इदानीं अस्माकं भारतस्य एव विज्ञानस्य भारतस्य एव भौग् भौग् भौगोलशास्त्रस्य भारतस्य एव इतिहासस्य विषये उक्तं वर्तते तथा अग्रेऽपि इतोऽपि अस्माकं भारतस्य शैक्षणिक अभिवृद्धिः भवति भारतः विश्वगुरुः भवति इति अहं चिन्तयामि